अहं लेनोवो तिङ्क् पाड् टि फोर् सिक्स्टि फोर्टिन् इञ्च् लाप् टाप् इदानीम् अहं स्वीकृतवान् अस् अत्र के के दोषाः इत्युक्ते कान्स् किम् इति अहं व वदामि किञ्चित् उष्णं भवति यदि सार्धघण्टानन्तरं वयं वयम् उपयोगं कुर्मः चेत् उष्णं भासते टच् पाड् स्मूत्नेस् न्यून्यं न्यूनं भवति ब्याटरि बाक् अप् न्यूनं भवति डिस्प्ले यदि ओ एल् ए डि वा अथवा एल् इ डि वा भवति चेत् उत्तमं भवेत् इदानीं एल् सि डि पानल् अस्ति अतः एवमेव एवं एतत् सर्वं यदि कान्स् अस्ति